समीपस्थ धार्मिकस्थानेषु यस्य कस्मिञ्चित् वर्णनं कुरु इति उक्तवन्तः अहम् उत्तरकर्नाटकप्रदेशे बागल्कोट् जिल्ला मुदोळ् तालूक् मध्वामि इति ग्रामे वसामि परन्तु ततः विंशतिः किलोमीटर् यावत् दूरे एकं मन्दिरं वर्तते तद् मन्दिरं बेळगाव् डिस्टिक् गोकाक् तालूक् मन्नीकेरि इति ग्रामे अस्ति तद् मन्दिरं बहु सुन्दरं रमणीयं च वर्तते अहं तत्र बहुवारं गतवान् बहुवारं नाम अहं सप्तमकक्षातः दशमकक्षापर्यन्तं तस्मिन् मन्दिरे स्थित्वा अहं पठितवान् अस्मि मन्दिरं नाम एकं मठम् एव वर्तते तत्र स्वामिनः बहु उदारीणः सन्ति बहु उत्तमरीत्या सर्वान् छात्रान् ते पश्यन्ति वयं तस्मिन् म मठे स्थित्वा बहवः आसन् विंशतिः जनाः आसन् स्मः वयं ततः तत्र स्थित्वा गोर्मेण्ट् स्कूल्निमित्तं गत्वा गोर्मेण्ट् स्कूल्मध्ये वयं पठित्वा पुनः सायम् मन्दिरं प्रति मठं प्रति आगच्छामः स्म तत्र मठे अस्माकं कृते भोजनार्थं बहु सम्यक् रोटिका व्यञ्जनं दधि इत्यादिकं सर्वम् यच्छन्ति स्म वयं तत्र केवलं सेवामेव कुर्मः एकरूप्यकम् अपि धनं पीज़् न स्वीकुर्वन्ति ते स्वामिनः बहु सम्यक् बहु सुन्दरं बहु उत्तमरीत्या वयं तत्र पठितवन्तः तत्र मनश्शान्तिनिमित्तम् एकं भवनम् अस्ति तत्र अहं गत्वा ध्यानम् इत्यादिकं कुर्वन् आसं धन्यवादः